मूल्याङ्कानां सङ्ग्रहणं तु एकः उत्तमः अभ्यासः केचन जनाः मूल्याङ्कानां सङ्ग्रहणं कृत्वा सञ्चिकायां स्थापयित्वा स सर्वेषां कृते अपि दर्शयन्ति बहु उत्तमाः विषयाः तत्र सन्ति कस्मिन् स्मरणार्थम् एतस्मिन् मूल्याङ्कं मूल्याङ्कं स्थापितम् तत्र भौगोलिकविषयं वा महान् पुरुषाः तेषां विषये वाक्यमपि ततः ततः वयं ज्ञातुं शक्नुमः मुद्रणं सङ्ग्रहणं तु बहु आवश्यकमस्ति प्रामुख्यता अपि अस्ति तस्य मुख्य का मुद्रा कस्मिन् देशे उपयोगं करोति मुद्राणां मूल्यं भारतीय रूप्यकाणां प्रति अधिकम् अस्ति वा न्यूनम् अस्ति वा इति अपि वयं ज्ञातुं शक्नुमः यदा वयं विदेशं गच्छामः तदा एतस्य ज्ञानं बहु लाभाय भवति पाषाणखण्डानां सङ्ग्रहेषु वयं तत्र पाषाणखण्डं यत्र अस्ति तत्र भौगोलिकरीत्या किमपि विशेषः अस्ति वा इति अपि वयं ज्ञातुं शक्नुमः कुत्र खनिजाः किमपि तत्र लभ्यन्ते वा मौक्तिकं किमपि तत्र लभ्यते वा इति अपि वयं ज्ञातुं शक्नुमः